मम मण्ड्याप्रदेशः वर्तते इत्यतः रागीप्रधानः प्रदेशः सः अतः तत्र तावत् रागीमुद्ये अपि च उप् सारु इदञ्च प्रधानं भवति अपि च रागीरोट्टि रागीप्रदेशः इत्यतः रागीरोट्टि रागी उपमा इत्यादिकं सर्वमपि तत्र निर्मीयते रागीमुद्दे तावत् नाम तत्र तच्च स्वास्थ्यकरं भवति सर्वदा शक्तिप्रदायकं भवति रागीमुद्दे यदि खादामः तर्हि तत्र अन्नम् एव नापेक्षितं भवति बहवः ज्येष्ठाः इतोपि अशीत्यधिकाः वृद्धाः सर्वेपि इदानीमपि सम्यक् स्वास्थ्यं रक्षन्ति इत्यस्य तदेव बीजं वर्तते यत् रागीमुद्दे इति तच्च शीतताञ्च य् प्रयच्छति घर्मकाले श् श् शीततां प्रयच्छति इत्यतः सर्वेपि तत्र लघु लघु बालाः अपि रागीमुद्दे खादन्ति